डेङ्गुज्वरः मलेरिया इत्यादीनां मशकजन्यरोगाणां निवारणाय जनाः पृथक् पृथक् विधिम् आचरन्ति यथा कदाचित् कदाचित् औषधालये ते गच्छन्ति कदाचित् गृहे एव ते रोगस्य उपचारं कुर्वन्ति रोगानुगुणं ते उपचारं कुर्वन्ति यथा सामान्यज्वरः अस्ति तर्हि गृहे एव अद्रक लवङ्ग् इत्यादीनां मिश्रणं कृत्वा विशिष्टचायनिर्माणं कृत्वा ते रोगस्य निवारणं कुर्वन्ति परञ्च यदि रोगस्य तीक्ष्णता अधिका भवति तर्हि ते चिकित्सालयं गत्वा तस्य वैद्यस्य पार्श्वे गत्वा उपचारं कुर्वन्ति